नमस्ते स्विग्गी मया कार्तिक उपहारमन्दिरतः रोटिका सूपः अन्नं च आर्डर् कृतमासीत् भवान् प्रायः अत्रैव आगतवान् राष्ट्रीयसंस्कृतविश्वविद्यालयस्य विद्याचलबालिकाछात्रावासस्य अष्टाधिकशतम् इति मम प्रकोष्ठसंख्या अस्ति कृपया अत्र आगत्य आर्डर् यच्छतु